हरिः ओम् मम क्षेत्रे अहं अधिकतया मम जिल्लाकेन्द्रे न् निवसामि स्म तत्र तु अहं जिल्लाकेन्द्रे एव अधिक समयं मम उद्योगरीत्या मम जीवनं यापितवान् न्यायालये अहं कार्यं कृतवानहं उद्योगिरूपेण तदा सामाजिकाः सर्वे ये ये भूमि सम्बन्धसम्बद्धविवादेषु ये ये ग्रस्ताः साम् भवन्ति ते सर्वे न्यायालयं प्रति आगच्छन्ति अन्ये केचन बां बान्धवाः प् पतिपत्निविवादं विवादः इत्यादि भवन्तिस्म अन्ये जघन्य अपराधं कृत्वा न्यायालयं प्रति आगच्छन्ति पीडिताः आगच्छन्ति जघन्याः अपि आगच्छन्ति ये ये अपराधं कुर्वन्ति ते सर्वेऽपि आगच्छन्ति तेषाम् अपि यदि सः अपराधं करोति चेदपि ब्रिटीष् कालतः न्यायालये ये अपराधं कृतवान् तस्य विषये बहु मानवाधिकारान् कल्पितवन्तः किन्तु तावदावश्यकं तु नास्ति इदानीन्तनकाले ते सर्वे अपराधं कृत्वा अपि बहिः अटन्ति एव किञ्चित् समयमेव शिक्षाम् अनुभूय अनन्तरम् अटन्ति तेन कारणेन इतोपि अपराधाः वर्धन्ते तेन कारणेन तेषां ये ये अपराधं कृतवन्तः तेषां भीतिः न भवति सर्वे अपि अपराधः पुनः न करणीयः इति न चिन्तयन्ति तदर्थम् अधिकदण्डनं शिक्षानीतौ इतोपि परिवर्तनम् आवश्यकम् इति मे भाति